यथा नगरे विद्यायाः कृते समस्याः पद्यन्ते चेत् तत्रस्थः जनाः

तत्र सभां कृत्वा तस्य परिहारः कथं भवेत् एतत्सर्वं विचिन्त्य पुनः विद्यालयस्य प्रधानशिक्षकं निकषा गच्छन्ति तत्र सर्वं समाधानं कृत्वा आगच्छन्ति अतः एवं कथयितुं न शक्यते ग्रामिनजनाः बहुसमस्यानां सम्मुखिनाः सन्तः जीवनं यापयन्ति यथा ग्रां ये ग्रामे तिष्ठन्ति तेषां कृते उत्तममार्गव्यवस्था स्यात् यत् न भवति तत्र विद्युद्व्यवस्थापि स्यात् परम् अधुना केषुचित् ग्रामेशु अस्ति अधुनापि एवम् अपि ग्रामाः सन्ति यत्र विद्युद्व्यवस्था नास्ति अतः सर्वकारः एते आसां समस्यानां परिहारः कः परिहारः कथं भवेत् तत्र धनं दद्याद् समाजः अपि एतासां समस्यानां समाधानं कर्तुं उद्यमं करोति यथा मार्गः नष्टः चेत् तत्र ग्रामिणाः जनाः सर्वेऽपि गत्वा स्वस्वपरिश्रमं प्रदानं कृत्वा मार्गस्य सुव्यवस्थां कुर्वन्ति अतः एवमपि कथयितुं न शक्यन्ते यत् तत्र समस्यानां कृते गोणस्थानं दीयते तत्र ग्रामेषु जनाः समस्यां प्रधानस्थानमेव दत्वा तेषां परिहारं कल्पयन्ति